यदि अहं अधिकदिनानि बहिः गन्तव्यं भवति चेत् अहं पार्श्वजनस्य समीपं प्रेरणां प्रेष् प्रेरणां करोमि पादपाय पादपाय पादपाय जलं ददातु इति अह्ं प् प्रेरणां करिष्यामि